महिला एषः पुरुषात् किञ्च् काचित् भिन्ना अस्ति इति तु सर्वे जानन्ति एव तादृश यथा महिलानां यत् जीवनं भवति तत्र तेषां क काचन समस्याः निश्चयेन पुरुषात् अपेक्षया भिन्नाः भवन्ति यथा एतद् महिला महिलानां संरक्षणम् अथवा रक्षणविषये सर्वदा समस्याः आगच्छन्ति एव महिलाः कुत्रापि बहिर्गच्छन्ति अथवा प्रवासे भवन्ति कदाचित् रात्रि समये गमनागमनम् आवश्यकं चेत् अथवा किमपि कार्यं कुर्वन्ति तस्मिन् समये कदा कदाचित् जनाः तेषाम् रक्षणस्य सम्यकतया चिन्तनं न कुर्वन्ति अथवा तेषाम् उपरि भिन्नभिन्नरूपेण आक्षेपं वा अत्याचारं वा कुर्वन्ति कदाचित् कदाचित् सा का के कथमपि प्रयत्नेन अ स्वसरक्षणं कर्तुम् आचरणं कुर्यात् चेदपि महिलाः सर्वदा एतादृशानाम् मानसिकी वा शारीरिकी पीडायाः अनुभवं भवं कुर्वन्ति सामाजिकजीवने किन्तु निश्चयेन गतेषु वर्षेषु महिलानां किञ्चित् यत् स्वातन्त्र्यम् अभवत् जीवने पुनः स्वतन्त्रतां प्राप्तवन्तः ते प्राप्तवत्यः तेन निश्च निश्चयेन तत्र महिलानां पात्रं तु परिवर्तितम् एव आधुनिक महिला किञ्चित् पूर्वं महिला केवलं गृहे गृहे भूत्वा एव गृहिणीरूपेण तस्याः ह कार्याणां कर्तव्यानां पालनं कृतवती तेन तस्याः समस्याः भिन्नाः आसन् अधुना निश्चयेन परिवारेषु महिलाः बहिर्गत्वा अर्थार्जनमपि कुर्वन्तु इति अपेक्षा अपि भवति कदाचित् आवश्यकता अपि भवति कदाचित् अपेक्षा आवश्यकता नास्ति चेदपि इच्छा अपि महिलायाः भवति यत् यतोहि सा अपि तादृशीं तादृशीं शिक्षां प्राप्य स्वस्याः शिक्षणस्य वा स्वस्याः ज्ञानस्य वा उपयोगं कर्तुम् इच्छति तस्मिन् समये भिन्नभिन्न जनानां सम्पर्कः भवति जनाः वि कदाचित् उत्तमतया सहयोगं न कुर्वन्ति किन्तु परिवर्तनं तु प्रति परिवर्तनमेव जीवनं किल तु तत्र किमपि किमपि परिवर्तनं दृश्यते अनन्तरं भारते शिक्षणे तथा कार्यक्षेत्रे अवकाशः कीदृशः अस्मिन् प्रश्ने सति विचारः आगच्छति यत् समानावाकाशः अस्ति इति पूर्णतया न वक्तुं शक्यते किन्तु निश्चयेन तत्र कानिचन क्षेत्राणि सन्ति यत्र महिलानाम् प्रवेशः अधिकः जातः निश्चयेन अधिकाः महिलाः तस्मिन् क्षेत्रे क कार्यं क कुर्वत्यः सन्ति यथा बालानां शिक्षणक्षेत्रे अधिकाः अधिकाः ज महिलाः एव शिक्षिकारूपेण तत्र संस्थापिताः दृश्यन्ते लघु बालानां लघु विद्या बालानां विद्यालये तु निश्चयेन महिलाः एव युवत्यः एव दृश्यन्ते अनन्तरम् उत्तमतया सरलतया अपि कार्यं कुर्वत्यः सन्ति कदाचित् कार्यालयेषु यत् बैठकी कार्यक्षेत्रमस्ति तत्र भूत्वा एव कार्यं कर्तव्यं तादृशेषु स्थानेषु अपि महिलाः युवत्यः अधिकरूपेण दृश्यते उत्तमतया सरलतया सहजतया कार्यं पूर्णं कुर्वन्ति तथा अनन्तरं वैद्यः सन्ति भिन्नभिन्न क्षेत्रेषु अपि का महिलानां प्रवेशः उत्तमतया जातः किन्तु निश्चयेन तादृशानि क्षेत्राणि अपि सन्ति यत्र अधुना अपि न्यूनाः एव महिलाः दृश्यन्ते प्रायः तत्र न्यून न्यूनकारणेन अपि तत्र तेषाम् अनुभवः भिन्नः स्यात् तेषां समस्यान् सा समस्याः अपि स्यात् महिलानां किन्तु परिवर्तनं तु अस्ति